पाककला केवलं महिलानां कार्यमिति नास्ति प्रायः महिलाः नार्यः एव पाककलां जानन्ति इति नास्ति राजीवः कश्चन विद्यते सः सम्यक् तावत् पाककलाञ्जानाति अस्माकं गृहेऽपि पाककलां अनेके पुरुषाः जानन्ति तत् अहमपि पाककलां जानामि अतः पाककला केवलं नार्याः एव इयं कला इति नास्ति पुरुषाणां पुरुषाणामपि इयं कला विद्यते इति मे मतिः